मम प्रदेशस्य कृषकानां परिस्थितिं माध्यमाः यथार्थतया प्रदर्शयन् एव इदानीम् अकाले वृष्टिः अभवत् वर्षति इति कारणात् आम्रवृक्षेषु विद्यमानान विद्यमानानि आम्रफलानि पतितानि सन्ति अत्र बहु मौल्यं तत्र कर्षकानां नष्टं जातम् अस्ति एतत् सर्वं माध्यमेषु दर्शितमेव